मम सुमदाये विवाहस्य बहु प्रामुख्यम् अस्ति विवाहपूर्वं युवा वा युवती वा विवाहार्थं ते सिद्धाः वा इति कुटुम्बजनाः प्रथमं चिन्तयित्वा तेषां निर्धारं करोति युवा युवती तेषां पालकाः तेषाम् इच्छां पृच्छन्ति तदनन्तरं विवाहः ते विवाहयोग्याः वा कुटुम्ब जीवनं चालयितुं समर्थाः वा इति ते निर्धारं करोति चेत् तदनन्तरं वधूः वा वरः वा सम्यक् अस्ति वा तेषां कुटुम्बः कथम् अस्ति इति कुटुम्बजनाः प्रथमं तस्मिन् विषये चर्चां कृत्वा निर्धारं करोति तदनन्तरं यदा सम्यक् भवति सर्वम् इति ते चिन्तयन्ति चेत् विवाहमहोत्सवस्य आयोजनं कुर्वन्ति विवाहमहोत्सवं करो कर्तुं समये समयः कालः दिनम् एतस्मिन् विषये ज्योतिश्शास्रप्रकारेण आचार्यसमीपे गत्वा तस्य निर्धारं क समयस्य दिनस्य निर्धारं कुर्वन्ति तदनन्तरं विवाहमहोत्सवे प्रायः सर्वे कुटुम्बजनाः भागं स्वीकरणीयम् इति सर्वेषाम् इच्छा अस्ति इति कारणेन तस्य विषये पूर्वं सर्वेषाम् आह्वानपत्रिकां दत्वा वैयक्तिकमपि आह्वानं कुर्वन्ति तदनन्तरं स्थानस्य अपि निश्चयं कृत्वा सर्वेषां कृते सूचनां प्रेषयन्ति विवाहमहोत्सवः कुटुम्बजनानां मेलनमपि अस्ति तत्र आचार्यः विवाहस्य विवाहः विवाहे यद्यद् शास्रं कुर्वन्ति तेषां महत्त्वं एतत् सर्वम् आचार्यः वदति तत् वधूः वा वरः वा ते सम्यक् अवगच्छन्ति वा इति अपि ते वदन्ति तदनन्तरं वधूः वरः विवाहस्य अनन्तरं कुटुम्बजीवनं कथं करणीयम् इत्यपि हितोपदेशं ददाति तदनन्तरं विवाहशास्त्रे यद्यद् कस्टम्स् ते अनुसरन्ति तेषां महत्त्वं किं पूर्वस्मिन् काले एतादृश रीत्या किमर्थं कृतवन्तः एतद्विषये अपि सर्वे जानियुः इति प्रयत्नं कुर्वन्ति कुटुम्बजनाः सर्वे विवाह महोत्सवे भागं स्वीकृत्य वधूं वरान् वरं वरमपि आशीर्वादं ददाति ए एतादृशं सर्वेषां गृहे विवाहमहोत्सवः इत्युक्ते बहु आनन्ददायकविषयाः विषयः अस्ति मम समुदाये इतः पर्वन् इतः पर्यन्तम् एतादृशमेव चलत् अस्ति सर्वे धार्मिकविषयाः लौकिकविषयाः तस्मिन् प्रति बहुनिष्ठाम् अपि पालयन्ति इति महान् सन्तोषस्य विषयः